मया संस्कृतभाषातः तेलुगुभाषायाम् अनूदितः ग्रन्थः विद्यते भागवतं पौतनभागवतमिति ग्रन्थः स च ग्रन्थः मया प मया पठितः अतीव अत्युत्तमः ग्रन्थः तस्मिन् ग्रन्थे बहूनि उत्तमानि पदानि अतीवभक्त्या भगवते श्रीकृष्णे अतीवभक्त्या लिखितः ग्रन्थः स च ग्रन्थः श्रीमद्भागवतमिति ग्रन्थः तेलुगुभाषायां पञ्चविभागः कृताः अस्ति पञ्च अध्यायरूपेण पञ्चप्रका पञ्चपुस्तकानि प्रकाशितानि सन्ति इदमिदानिं तिरुमलतिरुपतिदेवस्तानतः स च ग्रन्थः प्रकाशितः तद्ग्रन्थम् अहं स्वीकृत्य बहुवारं पठामि एवम् अन्येषां कृते अपि सूचयामि च भागवते ये विषयाः प्रतिपादिताः तान् सर्वान् विषयान् स्वीकृत्य अतीवशुष्टुमनोरञ्जनतया भक्त्या तेस्सा पोतन पोतन अमात्येन तस्य प्रणीतः अयं ग्रन्थः अति उत्तमः ग्रन्थः तं ग्रन्थमहं सर्वदा पठामि पाठयामि एवं बोधयामि च अन्येषां कृते अपि बो पठितुं सूचयामि तग्रन्थं पठन्तु इति